हा हरिः ओं निरञ्जनः वदतु हा अस्माकमापणे तु सन्ति किं परन्तु किं किम् आवश्यकमिति गृहे ओ एवं वा अस्माकम् आपणे तु आसन्दाः अपि सन्ति तत् तत्रापि सोपा इति प्रसिद्धमस्ति त् आसन्दः सन्ति अनन्तरम् उत्पीठिका अपि सन्ति कति आवश्यकानि इति आसन्दद्वयम् अन्तरम् उत्पीठिका हा अस्तु इदानीं कुत्र अस्ति ओ एवं वा ओ एवं वा

हा अहं तु प्रातः नववादनात् आरभ्य अहं प्रायः सायङ्काले षड्वादनपर्यन्तमहम् आपणेव भवामि आसन्दस्य प्रायशः एकः आसन्दस्य भवति तद् सोपा इति प्रसिद्धमस्ति खलु तद् एकम् आसन्दस्य पञ्चसहस्रमिति यः अस्ति परन्तु भवान् आगच्छतु पश्यामः कियद्भवतीति

ओ एवं वा हा अस्तु तत्र हा अस्तु कि किञ्चित् न्यूनं कीया कति शक्यते त तावत् कुर्मः अनन्तरं भवान् श्वः आपणे आगच्छतु पश्यामः उत्पीठिका क्रीणातुं शक् शक्नोति भवान् प्रायशः कति आसन्दाः आवश्यकाः आवश्यकाः भवन्ति अनन्तरमुत्पीठिका ओ एवं वा हा अस्तु आगमनवेलायाम् एकं बृहत् यानमपि स्वीकृत्य एव आगच्छतु अस्तु अस्तु धन्यवादः हा मिलामः